द्विसहस्रादुत्तरविंशतिवर्षस्य जनवरि मासस्य प्रथमदिनाङ्कः द्विसहस्रादुत्तरस्य एकोनविंशतिवर्षस्य मार्च् मासस्य त्रयोदशदिनाङ्कः द्विसहस्रादुत्तरस्य द्वाविंशतिवर्षस्य जनवरी मासस्य पञ्चविंशतिदिनाङ्कः द्विसहस्रदुत्तरं द्विसहस्रादुत्तरस्य चतुर्विंशतिः मा वर्षस्य नवेम्बर् मासस्य प्रथमदिनाङ्कः द्वा द्विसहस्रादुत्तरस्य त्रयोदश वर्षस्य डिसेम्बर् मासस्य द्वितीयदिनाङ्कः